हरि ओम् अहं विनयशर्मा वदन् अस्मि स्विग्गी मेनेजर् वा आ महोदय इदानीमेव दशनिमेषभ्यः प्राक् अहं मसालादोसाद्वयम् अपि च गुलाब्जामुन् त्रयं आर्डर् कृतवान् मम यः सङ्केत पूर्वमासीत् तत्र मा प्रेषय अद्य श्वः परश्वश्च अन्यस्मिन् क्षेत्रे अस्मि अहं आ एवं तस्य सङ्केतस्य प्रत्येव एतत् सर्वं प्रेषय कृपया तत् सङ्केतं लिखति वा लिखतु संख्या चत्वारि द्वे त्रीणि चत्वारि तृतीयस्तरः तृतीयं भवनं जनप्रिया हैट्स् अपार्टमेन्टस् मल्लसन्द्रा टी दासरहल्लि हेसरुघट्टा मुख्यवीथि बेङ्गलुरुनगरं पिन्कोड् अपि लिखतु महोदय पञ्च षट् शून्यं शून्यं पञ्च सप्त आ दूरवाणीसंख्याम् अपि लिखतु अष्ट षट् एकम् अष्ट नव द्वे शून्यं सप्त एकं द्वे अस्तु अस्तु महोदय स्थापयामि